अत्र मम प्रान्त्ये वैद्यकीय व्यवस्था बहु उत्तमा अस्ति अत्र अहं चिन्नजेर् स्वामिनां आश्रमे निवसामि अत्र एलोपति चिकित्सा चिकित्सापि अस्ति आयुर्वेदचिकित्सा अपि अस्ति ओमियोपथि अपि अस्ति अद्यत्वे वयं पश्यामः सर्वेषां अपि जनानां जानुवेदनापादवेदना सर्वाः वेदनाः वेद्य पीड्यन्ते अतः जनाः अत्र आगत्य ओमियोपथि चिकित्सां स्वीकुर्वन्तः सन्ति तत्र स्वामिनः यथा बहिः अपि वैद्यालयेषु अधिकाधिकं धनं धनं स्वीक्रियते तथा अत्र न स्वीक्रियते किञ्चित् अल्पमूल्येन एव सर्वेषामपि वैद्यं क्रियमाणं अस्ति अतः अपि सर्वे स्वामिनां आश्रमे आगत्य वैद्यं चिकित्सां कारयन्ति अत्र आयुर्वेदे अपि वयं जानीमः बहवः रोगाः एवं भवन्ति यत् वये आयुर्वेदेन शीघ्रं नश्यन्ति जडतः समाप्तिर्भवतिति बालेभ्यः अत् अपि प्रति पुष्यनक्षत्रे एकं औषधं दीयते केवलं पञ्चवर्षेभ्यः षड्वर्षेभ्यः बालेभ्यः प्रायशः तत्र ते प्रा प्रति पुष्यनक्षत्रे आगत्य तत्र बिन्दवः दीयते मुके तान् स्वीकृत्य गच्छन्ति बालाः अपि तेन स्वस्थाः भवन्ति अतः अहं चिन्तयामि अत्र मम तेलङ्गाणराज्ये वैद्यकीय वैद्य वैद्यव्यवस्था बहु सुदृडा अस्ति सर्वकारेणपि सम्यक्तया क्रियमाणं अस्ति अतः सर्वे अपि आनन्देन सन्ति इति अहं भावयामि